नमस्कारः महोदयः भवान् रियल् एस्टेट् एजेण्ट् खलु अहं तत्र उडुपि मध्ये भवन्तं दृष्टम् अहम् हा तर्हि मम मनसी एक इच्छा वर्तते अहन्तु एक माम् माम् प्रति एकं स्थळम् आवश्यकं माम् प्रति एक एकर् क्षेत्रम् आवश्यकम् अहं तत्र एकं गृहं कृत्वा तदनन्तरं तत्र उद्यानं कृत्वा मम पत्नी पुत्रायाः सह तत्रेवहं वासं करोमि हेब्रि प्रदेशे लभ्यते चेत् मां सन्तोषः तत् अधिकं भवत् महोदय अस्तु अस्तु महाभागाः मम मनसी इतोऽपि एकः इच्छा वर्तते तत्र गत्वा वयं तत्प्रदेशं पश्यामः अस्तु महाभाग महाभागः अहं तु अल्पः मम एस्टिमेशन् सेण्ट् मध्ये त्रिंशत्सहस्रम् इति अस्ति तस्याधिकम् अहं दास् दा दास्यते न शक्ये न शक्यामि अस्तु महाभागः तस्य प्रदेशस्य डाक्युमेण्ट् सर्वं सम्यक् अस्ति वा ददातु महोभागः अस्तु महाभागः अहं तत् डाक्युमेण्ट् सर्वं दृष्टं तत् सर्वं सम्यक् एव अस्ति डाक्युमेण्ट् सर्वं मम मनसी सन्तोषः जातः डाक्युमेण्ट् दृष्ट्वा श्वः वयं दशवादने तत्र गच्छामः अस्तु महभागः श्वः गच्छामः